आ नमस्कार स्वाद् होटेल् एवं मया किञ्चित् अर्धघण्टा प्राक् एका आर्डर् कृतमस्ति आ टु फ़्लेट्स् टु प्लेट् नाम प्लेट द्वयं दाल् फ्रै़ एकं वन् एकं प्लेट् आलुकं फ़्रै एका चपाति एवं नानद्वयम् इति तत्र किञ्चित् इतोपि वर्धनीयम् एकम् आलुकं फ़्रै वर्धनम् इतं टु प्लेट्स् नाम प्लेट द्वयम् आलुकं फ़्रै करोतु एवं तदुत्तरं किञ्चित् जीरा रैस् अपि एकं प्लेट् अ भवतु एवं तदुत्तरं किञ्चित् चपातित्रयं वर्धयन्तु अस्तु अस्तु धन्यवादः